संस्कृत भाषा एव विशिष्टा अतः तस्य वैशिष्ट्यं प्रतिपादितुं कदाचित् कष्टः एव भवेत् किन्तु नूतनानि पदानि सदा संस्कृते एव स्फुरन्ति प्रत्येकस्य पदस्य न्यूनातिन्यूनं विंशतिः इत्यादिकम् पर्यायवाचि शब्दाः स्यात् तेषामपि अर्थभिन्नं तेषामपि अर्थभेदः भवत्येव इति सर्वदा नूतनाः शब्दाः नूतनः अर्थः प्रतिपादयति संस्कृत संस्कृतभाषा तत्रापि द्विविधा त्रिविधा वस्तुतः प्रतिपादयति अभिधा रूपेण कदाचित् लक्षणारूपेण कदाचित् व्यञ्जनारूपेण यद् वक्तुम् इच्छति तस्य पदान्तरं स्वीक्रियते चेत् लक्षणा स्वी लक्षणा स्वीकारः अपि संस्कृतभाषायाम् एव भवति तत्र व्यञ्जना व्यङ्ग्यार्थः इत्यपि संस्कृतभाषायां तस्य विशेषः स्थ विशेष् विशिष्टं स्थानमेव वर्तते तस्य साहित्यशास्त्रेपि गुणकरम् एव एत् इदं शब्दशक्तिः वा वाक्यशक्तिः इति वक्तुं शक्यते तत्रापि भिन्नासु भाषासु उपयोगकारीणि एव संस्कृतभाषा तस्याः ततः एव अन्यासां भाषाणां जन्मजाता इति वक्तुम् अवश्यं शक्यते मराठी भाषा वा भवतु कन्नड भाषा वा भवतु गुज्राति भाषा वा भवतु यानि पदानि श्रूयन्ते ते आदं संस्कृते प्रत्युक्तानि एव तस्माद् एव व्युत्पन्नाः किञ्चित् अन्यरूपं प्राप्ताः ता ते शब्दाः